नमस्ते मह्यम् उपनिषत् पुस्तकमपेक्ष्यते असीत् कठोपनिषदः पुस्तकमस्ति वा

अस्ति वा हा संस्कृतस्य टीका एव अपेक्ष्यते नास्ति संस्कृतस्य टीका एव अपेक्ष्यते

हा सम्यगस्ति वा हा

कथं स्वीकर्तव्यमिति किञ्चित् वदन्ति वा एवम् एकं वासरं त्यक्त्वा यच्छामि आम् आं हा हा एवं धनाधिक्यं किमपि स्वीक्रियते वा एवं वा अस्तु हा हा यदि किञ्चित् विलम्बः विलम्बः भवति तदा किञ्चित् धनं स्वीकुर्वन्ति वा एवं एवमेवं तर्हि अहम् एकवासरे एव प्रयच्छामि यदस्ति किञ्चित् दर्शयन्तु

हा अस्तु हा कृतम् अनन्तरं रिटन् सर्वं कथं कर्तव्यमिति अधुना एव वदन्ति चेत् किञ्चित् सम्यक् भवति अस्तु अस्तु समयः अस्म हा नाम अयं ग्रन्थालयः कदा क्लोस् भवति अस्तु अस्तु तावता अहं प्रयच्छामि अस्तु सम्यक् अस्ति खलु पुस्तकमिदं सम्यक् खलु अस्तु अस्तु धन्यवादः मम कृते इदमेव अपेक्षितमासीत् हा अस्तु धन्यवादः